यदा अहं कार्यं करोति स्म तदा कष्टम् अनुभवामि एव किमर्थम् इत्युक्ते शीघ्रम् उत्थाय गृहस्य जनाः परिपालनं कृत्वा पुत्र्याय पालनं कृत्वा स कार्यं समाप्य कार्यालयं गतं गन्तव्यम् अस्ति परन्तु गृहसदस्यानि सर्वं मम साहाय्यं करोति स्म तत् तदनुसारे अहं क्लेशं न जातम्